आम् अहं श्रीमद्भागवतं ग्रन्थं पठित्वा रोदितमस्मि श्रीमद्भागवतस्य मध्ये द्वादशस्कन्धाः अस्ति तर्हि दशमस्कन्धे एकत्रिंशाध्याये पठित्वा अहं रुदितवान् तर्हि त्रिंशाध्याय आरभता द्वित्रिंशाध्यायपर्यन्तं भगवान् श्रीकृष्णः तथा च गोपिकामेलनप्रसङ्गः वीरप्रसङ्गः अस्ति रासमण्डलं तक्त्वा श्रीकृष्णः यत् समये गुप्तः अभवत् तस्मिन् समये सर्वे गोपिकाः अवस्था बहुक्लिष्टः अभवत् तत् समये मम अपि मनसः बहुवेदना जातम् तदनन्तरं यदा श्रीकृष्णः बृन्दावनं त्यक्त्वा मथुरां गच्छति तस्मिन् समयस्य वर्णनम् अभूतपूर्वं श्रीमद्भागतमध्ये जातं तर्हि तदा अपि गोपिकाः अवस्था बहुक्लिष्टः अस्ति अहम् अपि तद्विषये रुदितवान् एतत् प्रकारेण मम अतीवप्रियग्रन्थं श्रीमद्भागवतमस्ति तथा च तस्मिन् मध्ये अपि गोपिकाप्रसङ्गः मेलनप्रसङ्ग वीरप्रसङ्ग अतीवप्रियमस्ति द्वादशस्कन्धे अनेके प्रसङ्गः वर्तते तर्हि तस्मिन् मध्ये मम अतीवप्रियः अतीवप्रियः अस्ति मातृगोपिकाप्रसङ्गः इत्येतत् प्रकारेण श्रीमद्भागवतं मम ग्रन्थः अतीवप्रियः अस्ति